अयि भोः नमस्कारः तात्कालिकविहारार्थं चतुश्चक्रवाहनव्यवहर्था खलु भवान् एवम् अस्तु सन्तोषः अद्य वयं पञ्चजनाः त्रिंशत् कीलोमीटराभ्यन्तरे विद्यमानस्य प्रवासी क्षेत्रस्य नदी समीपं च गन्तुकामाः तदर्थं चतुश्चक्रवाहनम् उपलभ्यते किं एवं वा अस्तु तर्हि प्रातः दशवादने इतः साधयामः वयं पञ्च इति हेतोः पृच्छामि टयोटो यानम् उपलभ्यते किं आ अस्तु सन्तोषः यदि उपलभ्यते तर्हि यानं स्वीकृत्य गच्छामः प्रातः गत्वा अपराह्णे अस्माकं पुनरागमनं भविष्यति अस्तु तर्हि कति रूप्यकाणि प्रदेयानि ओ एवम् अस्तु पञ्चाशतधिकद्विसहस्रं रूप्यकाणि अस्तु एवं तर्हि गच्छामः वयं सिद्धाः भवेम दशमवादने एव भवान् अत्र समये आगत्य सहकारं करोतु इति निवेदयामि अस्तु वा हा अस्तु तर्हि इदानीं स्थाप्यते समये अत्र उपस्थातव्यं भवद्भिः धन्यवादाः